चारणसमये पर्वताद्यारोहणसन्दर्भे यात्रासमये च अवश्यं नेतव्यं भवति कार्पासः नेतव्यः कार्पासः ईदृशः इति कर्णे स्थापनेन सः वायुप्रकोपात् अस्मान् प्रति परिरक्षति उष्णवायोः कर्णान्तः प्रवेशेन शीतवायोश्च करणान्तः प्रवेशेन सर्वदा अनारोग्यस्य सम्भावना वर्तते अतः काटन् इत्येतत् कार्पासः इत्ययं वायुप्रकोपात् अस्मान् परिरक्षति इति कृत्वा अवश्यं रक्षणीयः एकः वस्तुविशेषः द्वितीयं तत्र पर्वताद्यारोहणसन्दर्भे चारणसन्दर्भे शरीरायासः भवति शरीरे जलस्य न्यूनता भवति इति कृत्वा तद् उपयोगी ग्लुकोस् सदृशानि वस्तूनि नेतव्यानि भवन्ति एतेन सह यस्य वस्तुविशेषस्य खादनेन शरीरे जलन्यूनतायाः प्रभावः न्यूनः भवति शरीरं परिरक्षितं च भवति तादृशः आहारः नेतव्यः